अस्माभिः पञ्च षड् जनैः गुजरात् देशे स्थितं सोमनाथं निकषः वर्तमानः गिरिनार्पर्वतः दृष्टः यत्र पर्वते दत्तात्रेयः विराजते गिर्नरार् पर्वतस्य गमनार्थं मार्गद्वयमस्ति एकः पादमार्गः पूर्णम् अपरस्मिन् कश्चन अर्धं यावत् रज्जुमार्गः रोप् वे अर्धः पादमार्गः एव अयं गिरनार्पर्वतः शिलायुतः पर्वतः अत्र शिलाभिः निर्मिते मार्गे सोपानमार्गे अस्माभिः गन्तव्यं यत्र च गमनागमनं कठिनं श्रमदायकं च अतः अस्माभिः प्रातः प्रातः उषसि एव तत्र गमनमारब्धम् अर्धः मार्गः रोप् वे इत्यनेन क्रान्तिः रोप् वे अतीव सुन्दरम् अस्ति यत्र गमनकाले वन्यमृगाः अपि चरन्तः दृश्यन्ते क्वचित् तडागः क्वचित् सरः दृष्टः भवति उप दशनिमेषात्मकः सः रोप् वे रज्जुमार्गः यत्र अर्धः मार्गः क्रान्तः भवति तावद् गत्वा ततः देव्याः दर्शनं तत्र कृत्वा अग्रे अस्माभिः पद्भ्यां क्रमणं कृतं न अस्माभिरेव सर्वैरेव तत्र पद्भ्यां गम्यते अयमपि तत्र सौविध्यविशेषः अस्ति यत् जनाः अस्मान् उड्डय्य उन्नीय चलन्ति स्कन्धे ऊढ्वा नयन्ति

अश्वारोहणं कृत्वा गन्तुं शक्नुमः अथवा जनाः अस्मान् पल्लक्की वदुपावेश्य नयन्ति तद्वदत्रापि वर्तते परन्तु अयं सोपानयुतः मार्गः पूर्णः न अत्र समतलप्रदेशो अस्ति अतः अत्र गमनागमनम् अतीव कष्टसाध्यम्

गच्छन्ति आगच्छन्ति च अस्माभिरपि अतीव श्रमेण अयं पर्वतः आरूढः तत्र मध्ये कश्चन मानवनिर्मितः प्रदेशः अस्ति यत्र रन्ध्रमिव किञ्चित् निर्मितं यस्य कारणेन पार्श्वान्तरः वायुः अतीव शीतलः तत्र उपलभ्यते ए सि अन्तः उपविष्टम् इव अनुभूतिः तत्र जायते अस्माभिः यद्यपि प्रातः प्रातः एव गतम् अथापि तत्र गमनार्थम् अनुमतिः एव नववादन प्रभृत्यस्ति इति हेतोः रोप् वे मार्गेण गन्तुं स एव कालः अनुमतः अस्ति इति हेतोः अस्माभिः सूर्योदयः न दृष्टः सूर्यास्तं द्रष्टुं यद्यपि इच्छा आसीत् परन्तु प्रातरारभ्य उपाहारोऽपि न कृतः सायं पर्यन्तं तत्र स्थातुं तावद् आरोहणादिकं कृत्वा शरीरश्रमं सोढ्वा भवितुं न शक्ताः वयम् अतः मध्ये मध्याह्नकाले एव वयं भगवतः दर्शनं कृत्वा प्रत्यागताः अतः सूर्योदयस्य वा सूर्यास्तस्य वा अत्र अनुभवः अस्माभिः न प्राप्तः अथापि अतीव उन्नतः अयं प्रदेशः अतीव रमणीयः पूर्णः भूप्रदेशः सुन्दरः दृश्यते आकाशः वायुमण्डलञ्च निकशं दृष्ट्वा मुहर्मुहुः वीक्ष्य मनः प्रफुल्लञ्च अत्र भवति अतः सर्वेऽपि गिरनार् प्रदेशं पश्यन्तु आनन्दमाप्नुवन्तु भगवतः दत्तात्रेयस्य भगवत्याश्च कृपां प्राप्नुवन्तु इति